हरि ओं हामाम् सत्यं मङ्गलूरुपुस्तकालयः अस्तु भवतः नाम अविनाशः इति हा कुतः महोदयः भवान् मङ्गलूरुप्रदेशीयः एव ओके ओके कानिचन कानि कानि पुस्तकानि आवश्यकानि शुल्कं ता सत्यं सत्यं महोदय शुल्कं एतत् पञ्जीकरणं क प्रथमं करणीयमस्ति अनन्तरं अतः भवान् पुस्तकं नीतुं शक्यते तस्य पञ्जीलरणार्थं हा वर् एक एकवर्षार्थं शतरूप्यक शत ना सहस्ररूप्यकाणि दातव्यम् आम् आं महोदय प्रातः नववादनतः प्रातः नववादनतः सायंङ्काले चतुर्वाादनपर्यन्तं भविष्यति अस्तु महोदय

आमाम् कस्मिन् कस्मिन् भाषायां महोदय एतत् आङ्ग्लभाषायां लभ्यते महोदय लभ्यते पञ्चाशत् पुस्तकानी किं कति समयपर्यन्तम् आवश्यकं केवलं ए ए वयं तु एकसप्ताहपर्यन्तं दातुं शक्नुवन्ति अनन्तरं पुनः रिटर्न् कृत्वा पुनः स्वीकरणीयं तथा हा अस्तु अस्तु अस्तु अस्तु अस्तु महोदय तत् स चिन्ता नास्ति भविष्यति तस्य शुल्कं तु नास्ति महोदय यदि डेट् बार् भवति चेत् प्रतिपुस्तकस्य पञ्चरूप्यकाणि तादृश अस्ति आमाम्

अस्तु अस्तु भवान् यदि विद्यालयात् एतत् स्वीकरोति चेत् तस्य किं पत्रं लेख लेख लिखित्वा आनयतु महोदय तत् विद्यालयस्य कृते इति अतः पर्सनल् इति पर्सनल् वा विद्यालयस्य कृते वा एतत् अस्तु अस्तु तथा अस्ति ओके अस्तु अस्तु हा अस्तु अस्तु महोदय निश्चयेन अस्तु महोदय अस्तु ध धन्यवादः राम् राम्